अहं ओन्लैन् मध्ये चिल्ड्रन्स् बूक् ओर्डर् कृतवती बहु विलम्बेन आगतम् पेकिङ्ग् अपि सम्यक् न कृतवन्तौ अन्तः पुस्तकम् अपि सम्यक् नासीत् धनम् अधिकं स्वीकृतम् परन्तु अत्र किमपि पठितुं योग्यं कथं नास्ति पृष्ठाणि नष्टानि आसन् अत्र लेखितुम् अपि न शक्यते पठितुम् अपि न शक्यते